अस्माकं तिरुपतीनगरे बह्व्यः विद्यासंस्थाः अथवा विश्वविद्यालयाः शिक्षणे तत्रापि विशिष्य संशोधने अवकाशं प्रयच्छन्ति अस्मिन् काले आधुनिके काले विज्ञानं तन्त्रज्ञानं तन्त्रशास्त्रं गणितं इत्यादयः आधुनिकाः विषयाः सर्वैः अपि छात्रैः अत्यन्तं आद्रियन्ते अस्मिन् तिरुपतिनगरे इण्डियन् इन्स्टिट्यूट् आफ् टेक्नालजि अथवा ट्रिपल् ऐ टि इति या संस्था अस्ति तत्र बह बहवः छात्राः विज्ञानं तन्त्रज्ञानं गणितादिकं अधीयते एवमेव अस्माकं तिरुपतिस्त राष्ट्रीयसंस्कृतविश्वविद्यालयेऽपि गणितविषये एवमेव विज्ञानविषये पदवीं स्नातकोत्तरपदवीं च प्राप्तुम् अवसरः प्रकल्प्यते